तदा एतत् टाैटन् वाच् अहं हस्तघटी नूतन हस्तघटी आसीत् एकमासे एव तत्र सेकेण्ड्स् सूची स्थगिता कथम् एतत् नूतन हस्तघटी मध्ये एवम् अभवत् इति मम अनुभवः अस्ति तत् सम्यक् नास्ति इति भाति